पादकोशम् अहं स्वीकृतवती आसं परन्तु तत् समीचीनं नास्ति तत्र दुर्वासना आगच्छति आगच्छति एवमेव वर्णमपि सम्यक् नास्ति अहं यत् आर्डर् कृतवती तद् भिन्नमेव आगतमस्ति एवमेव तत् स्थापनार्थं बहु क्लेशः भवति एवम् एलस्टिक् सर्वं नष्टं जातमस्ति समीचीनं नास्ति सम्यक् नास्ति पादकोशः एवमेव एकमेव अहं पादकोशद्वयम् आर्डर् कृतवती स्म परं कृतम् आसीत् आसं परन्तु इदानीम् एकमेव आगतमस्ति

समीचीनं नास्ति यदि धरामि तत्र किमपि तत्र भग्नं जातम् अस्ति एवमेव तत्र पाकेजिङ्ग् अपि सम्यक् नासीत् तत्र किञ्चित् रज्जुः भग्नः अस्ति